के अहं केरलीयः अस्मि केरले देवतामूर्तीनां निर्माणविषये तन्त्रशास्त्रमेव आश्रयते तत्र शस्त्रं शास्त्रानुगुणमेव तत्र देवतामूर्तीनां निर्माणं भवति तदनन्तरं शिल्पशास्त्रं मम तन्त्रम् यः मूर्तिः विद्यते यः देवता विद्यते तदा तस्य निर्माणं तु भवति शिल्पशास्त्रविधिप्रकारं शिल्पशास्त्रविधिप्रकारं तत्र शिल्पकलायां विद्यमानग्रन्थाः नाम मन्षालचन्द्रः तत् उदाहरणार्थं भवति मन्शालयचन्द्रः तत्र देवालयचन्द्रिका इति ग्रन्थः विद्यते देवालयचन्द्रिका इत्यादिग्रन्थाः ग्रन्थे विद्यमानप्रमाणत्वेन तत्र ये आचार्यैः प्रोक्तवन्तः तादृश अनुगुणमेव देवताः विषये तस्य निर्माणं भवति तत्र विशेषः नाम केरळे अधिकाधिकं किं भवति पुरा पु पुरातनकाले काव् इति सम्प्रदायः आसीत् नाम कुलाचारम् पुनः तत्र कौ कौलतन्त्रम् इत्यादिकं तादृश अनुगुणं विद्यमानसावयवं तु अधिकाधिकं नास्ति सामान्यमेव भवति अधिकं तु शिलायां विद्यमानं रूपमेव भवति पु पुरा पुरातनकाले एतद् दारुमयम् आसीत् अधुना लोहं दारु शिला शिला एव ध्वनिना अधिकाधिकं दर्श्यते तत्र शिलाविग्रहे पुनः लोहस्य लोहं तत्र संस्थाप्य तस्य आकारः किञ्चित् इतोपि सुन्दरं दृश्यते इति मत्वा कुर्वन्ति किन्तु तत्र विशेषः नाम तत्र केरले नाम सावयवविग्रहाः अधिकं कुर्वन्ति एव तदा